गायनसमये भिन्नाः भिन्नभिन्नरागेषु भिन्नभिन्नेषु गीतेषु भिन्नभिन्नभावनाः अनुभूयन्ते उदाहरणं यथा वयं यदि भैरवीरागं गायामश्चेत् तस्मिन् समये अस्माकं मनसि किञ्चित् गम्भीररसः अनुभूयते तं रागं गीत्वा अस्माकं मनः किञ्चित् गम्भीरं जायते पुनः कमपि विरहरागं गायामः चेत् अस्माकं मनसि किञ्चित् विरहता आगच्छति अस्माभिः विरहभावः अनुभूयते सुखं गीतम् अस्ति चेत् सुखम् अनुभवामः अनुभवामः अनुभवामः पुनः किमपि गीतं श्रुत्वा अस्माकं दुःखम् आगच्छति कमपि रागं गीत्वा अस्माकं क्रन्दनम् आगच्छति एवमेव भिन्नेषु भिन्नेषु रागेषु भिन्नेषु गीतेषु भिन्नभिन्नाः भावनाः वर्तन्ते कस्यापि गीतस्य गायनसमये अस्माकं मनः आनन्दम् अनुभूयते अनुभूयते अस्माकं मनसि आनन्दम् अनुभूयते किमपि गीतं श्रुत्वा वा गायनसमये अस्माकं क्रन्दनम् आगच्छति हसनम् आगच्छति विरहः आगच्छति पुनः किमपि गीतं श्रुत्वा अस्मासु क्रोधः आगच्छति यदा अस्माकं मनसि किमपि गीतं श्रुत्वा बहु आनन्दः जायते तस्मात् तस्मिन् समये वयम् आनन्देन नृत्यमपि कुर्मः अतः गायनसमये भिन्नेषु रागेषु भिन्नेषु गीतेषु भिन्नभिन्नभावनाः वयम् अनुभवामः